मङ्गलूरुमहानगरे आर्द्र अवकरः तथा शुष्क अवकरः प्रत्येकं पृथक् करणीयम् आर्द्र अवकरः प्रतिदिने सङ्ग्रहम् भविष्यति आर्द्र अवकरस्य सङ्ग्रहणं प्रतिदिनं भविष्यति शुष्क अवकरं सप्ताहे एकवारं सङ्ग्रहं कुर्वन्ति आर्द्र अवकरः शुष्क अवकरः च तस्य संस्करणार्थं प्रत्येकं घटकम् अस्ति तत्र आर्द्र अवकरः पोषकद्रव्यरूपेण तत् संस्का संस्कृतः भविष्यति तथा अस्माकं मङ्गलूरुमहानगरे प्लेस्टिक्स्यूतस्य निषेधः अस्ति प्लेस्टिक्स्यूतानां न्यूनतमेन उपयोगं कर्तुं सर्वः प्रयत्नं कुर्वन् कुर्वन् अस्ति एतद् एतद् कारणाद् प्लेस्टिक् प्रदूषणं नियन्त्रितम् सर्वे जनाः यदा विपणिं गच्छन्ति तदा स्वस्वस्यूतानि आनयन्ति